इदानीन्तनकाले सम्पूर्णवातावरणं कलुषितम् अस्ति आहारादिकम् अपि संपूर्णरूपेण रासायनिकपदार्थमिश्रितम् अस्ति तस्मात् कारणात् समाजे जनानां स्वास्थ्यं प्रतिदिनं नश्यमानं दृश्यते यौवने एव अस्वास्थ्यं पश्यन्तः व सन्ति अतः प्रतिदिनम् अभ्यासरूपेण निरन्तररूपेण क्रीडायाः अभ्यासेन योगस्य अभ्यासेन योगस्य अनुष्ठानेन क्रीडनेन च जनानां शारीरिकस्वास्थ्यं तु अवश्यं वर्धते एव तत्र संशयः नास्ति मानसिकस्वास्थ्यसंरक्षणे अपि क्रीडा बहु सहायं करोति कथमित्युक्ते क्रीडनसमये तस्य मानसं मनः मनः सम्पूर्णरूपेण क्रीडायां संलग्नं भवति तेन कारणेन सः बाह्यप्रपञ्चम् अन्यत् प्रपञ्चं सर्वं विस्मृत्य तत्र क्रीडति तस्मात् कारणात् रिफ़्रेश्नेस् पुनर्नवीकरणं मनसः जायते मनसः अपि शुद्धिः आगच्छति मनसि मनसि कश्चन आह्लादः उत्पद्यते अतः क्रीडायाः बहुयोगदानं शारीरिक मानसिक स्वास्थ्यसंरक्षणे वर्धने च वर्तते तत्र विशेषेण इदनीं योगस्य प्राधान्यं दीयमानमस्ति योगः वस्तुतः अस्माकं सनातनपरम्परायाः प्राचीना किम् कामधेनुः इति वक्तुं शक्नुमः अथवा प्राचीनं तत्त्वमस्ति यत् अत्यन्तमहत्त्वपूर्णतत्त्वम् तस्य प्रचारप्रसारे इदानीं मोदीवर्यस्य योगदानम् अपि विशेषरूपेण वर्तते अतः क्रीडायाः कारणेन शारीरिक मानसिक स्वास्थ्यसंरक्षणं वयं कुर्मः चेत् सामाजिकस्वास्थ्यं स्वयं सिध्यति इति मम अभिप्रायः